मया कदाचित् ओन्लैन् मध्ये पिज़्ज़ा आर्डर् कृतमासीत् परन्तु केनचित् कारे कारणेन तस्य केन्सल् करणीयम् आपतितं मया पुनः अमेज़ोन् आप् मध्ये गतं तत्र केन्सल् इत्यपि दत्तं यदा केन्सल् इति दत्तं तदा मया यद्दत्तं धनमासीत् तत् मम कृते पुनः आगतम्